मधुमेहरोगस्य शुगर् इति ईङ्लिश् भाषायां व्यवहारः क्रियते अस्य रोगस्य निवारणाय कारवेल्लस्य प्रतिदिनं प्रातः उत्थाय स्वीकार् स्वीकरणं वरं भवति यतोहि तस्य रसः विरुद्धः भवति इत्यतः तस्य प्रतिदिनं प्रातः उत्थाय स्वीकरणेन मधुमेहः रोगः क्रमेण निवारितो भवति